अहम् असमप्रदेशीया अस्मि वस्तुतः असमप्रदेशः कृषिप्रधानः प्रदेशः अस्ति वयं सर्वे जानीमः यत् असमप्रदेशे चायपर्णम् इत्यस्य व्यवसायः भवति चायपर्णं त्यक्त्वापि यथा रेशं मूगा मधु इत्यादीनां व्यापारः अपि भवति किन्तु कृषिकार्यम् एव असमप्रदेशस्य जनानां मुख्यजीविका अस्ति अत्र असमप्रदेशस्य एय्टि टु पर्सेण्ट् जनाः कृषिकार्येण सह सम्बद्धाः सन्ति अत्र मुख्यतया धान्यस्य एव उत्पादनं भवति प्रायः ट्वेण्टि नैन् पोय्ण्ट् ट्वेण्टि फ़ोर् लाक् हेक्टर् क्षेत्रेषु एव फसलस्य उत्पादनं भवति नाम धान्यस्य उत्पादनं भवति कृषिकार्यम् असमस्य अर्थव्यवस्थायां महत्त्वपूर्णं स्थानं लभते अत्र धान्यस्य एय्टि सेवेन् प्रकाराः उल्लिखिताः सन्ति असमप्रदेशः स्वस्य प्रतिवेशिराज्येषु स्व द्वेशे एवं च विदेशेषु विदेशेषु च अपि तण्डुलस्य व्यापारं करोति असमस्य लालतण्डुलं वाव् तण्डुलं इत्यस्य निर्यातः अमेरिकायाम् अपि भवति एवं च अत्र गेर् बास्मति नाम्ना तण्डुलं भवति तस्य व्यापारः एकस्मिन् वर्षे एव वन् ट्वेण्टि फै़व् पर्सेण्ट् वर्धनं जातं अतः वयं वक्तुं शक्नुमः यत् तण्डुलस्य व्यापारः असमस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददाति इति